अस्माकं क्षेत्रे राजकीयाः ये नेतारः सन्ति तेषां विषये अधिकं तु अहं न जानामि परञ्च ये यदा वोट् इत्यस्य व्यवस्था भवति न तदा तस्मिन् समये ते अवश्यमेव आगच्छन्ति एवम् आगत्य ते पृच्छन्ति यत् अत्र कीदृशी व्यवस्था अस्ति कीदृशी नास्ति सः रो मार्गविषये अपि ते चिन्तयन्ति यतो हि अत्र आगमने तेषां कष्टं भवति तदा तु ते कुर्वन्ति तत्र अल्प् अल्प मात्रेणैव रूप्यकाणि दद् ददति अग्रे तेषां यदा यदा कार्यं भवति ते स्वकीयकार्यार्थं तु अत्यधिकम् आगच्छन्ति तस्मिन् समये तु पृच्छन्ति एवञ्च तत्र किमपि किमपि कुर्वन्ति परञ्च यदा तेषां सव् तेषां सर्वेषां कार्याणां पूर्तिः भवति तदा ते अत्र आगत्यैव न दृश् दर्शनं कुर्वन्ति एवञ्च सामान्यजनानां यथा समस्याः भवति अर्थात् तस्म् एकवारम् अहं ग्रामे आसं तदा ग्रामीणक्षेत्रेषु मुख्यतया रेग् मनरेगा इत्यस्य कार्यक्रमं प्रचलति तत्रापि महिलानां महिलायाः साकम् एकदा अत्यधिकं रोषः जातः तत्र तेषां तस्य कृते अभद्रता अपि जातः परञ्च तस्मिन् विषये अस्माभिः एकवारं प्रार्थनापत्रम् अस्माकं जनपदस्य मुख्यः भवति न कलेक्टर् इति उच्यते तस्य कृते अपि प्रार्थनापत्रम् अस्माभिः दीयते तदा अपि ते तस्मिन् विषये न सु किमपि कार्यं कृतवन्तः अग्रे तस्य स्थानान्तरं जातं तस्मात् परं द्वितीयः यदा आगच्छति तस्मिन् समक्षे अपि वयं प्रार्थनां कृतवन्तः तथापि सः न कृतवान् अर्थात् अनेन अनेन अयमेव सिद्धं भवति यथा ये एतेषां कार्यं तु भवति तदा तु सम्यक्तया कुर्वन्ति परञ्च यदा अस्माकं कृते जनानां कृते प्रजानां कृते सर्वेषां जनानां कृते यदा कार्याणि भवन्ति तदा ते न आगच्छन्ति एवञ्च न स् स्रुनन् ते तेषां व्यथायाः श्रवणं न कुर्वन्ति